हरिः ओम् हा भवत्याः नाम किम् भवती पूर्वं कुत्र कार्यं कृतवती हा गृहकार्याणि सर्वाणि जानाति वा जानाति पात्रप्रक्षालनं वस्त्रप्रक्षालनं मार्जनम् हा हा अस्तु कति वेतनं कति रूप्यकाणि अपेक्षते अहं तु पञ्चसहस्रं ददामि ओ अधिकं भोः अस्तु भवती प्रातः कदा आगच्छति सार्धसप्तवादने आगच्छति वा किमर्थम् ग गन्तव्यं वा तर्हि कदा शक्यते प्रातः नन्तरमेव वा ओ दशवादनानन्तरम् इत्युक्ते अहं कार्यालयं गच्छामि किं कुर्मः सायङ्काले कदा सायङ्काले कदा बहु ट्राफ़िक् बहु भवति अतः अहं मम गृहम् आगमनं सप्तवादनं भवति अस्तु एकं कार्यं कुर्मः भवती दूरवाणीसङ्ख्यां वदतु अहम् अहं स्वीकरोमि एकं कार्यं करोतु अन्या कापि अस्ति वा भवत्याः मित्रं या न अस्ति वा भवती जानाति वा अन्याम्

श्वः वदति वा हा अस्तु भवत्याः दूरवाणीसङ्ख्याम् अत्र लिखतु एक स्वीकरोतीति चीटिकायां लिखतु अनन्तरम् अहं श्वः मध्याह्ने दूरवाणीं करोमि भवती भवत्याः सख्याः सङ्ख्यां वदतु सा प्रातः आगच्छति वा प्रातः न न सा आगच्छति वा हा अस्तु तर्हि तथैव कुर्मः यदि सायङ्काले शीघ्रं शक्यते तर्हि भवतीमेव वदामि चेत् अन्याहं पश्यामि हा किमपि एकम् एतत् फलं स्वीकरोतु गन्तुं जानाति खलु गृहं गन्तुं मार्गः कथम् आगतवती बस्यानेन आगतवती वा पादाभ्यां वा अस्तु तर्हि मिलामः दूरवाणीं करोमि अनन्तरम् अहं हा हा